बाल्यावस्था मध्ये एव अहं मम मातुः गानं रागबद्धश्लोकपठनं श्रुत्वा एव वर्धिता अतः यदा अहं पञ्चवर्षीया बालिका आसम् तदा एव मम मात्रा पाठितं गीतानि गायामि स्म अतः तदा एव मम माता गुरुमुखेन मम शिक्षा भवतु इति मां मम प्रथमगुरोः समीपे समीपं प्रेषितवती मम सङ्गीतं बहुप्रियमासीत् अतः शीघ्रमेव मम सङ्गीतस्य आसक्तिः वर्धिता अहं द्वादशवर्षपर्यन्तं मम प्रथमगुरोः समीपे एव शिक्षां स्वीकृतवती परीक्षां लिखितवती अनन्तरं तस्याः आरोग्यसमस्या कारणतः अन्य गुरोः अन्वेषणं कृत्वा सङ्गीतशिक्षणम् अग्रे प्राप्तवती आकाशवाणी मध्ये अपि गीतवती सङ्गीतकार्यक्रमान् दत्तवती अतः बाल्यकाले एव बालानां असक्तिं आसक्तिः कस्मिन् अस्ति इति ज्ञात्वा सर्वे तद्वर्धयितुं प्रयत्नं कुर्मः